किं पुस्तकं तव उपरि बहु प्रभावम् अजनयत् कथ मम उपरि प्रभावः कस्य ग्रन्थस्य जातः इत्युक्ते भगवद्गीता भगवद्गीता अवश्यं पठनीयम् अध्ययनं करणीयं केवलं श्लोकमात्रस्य न केवलं श्लोकमेव न तस्य निगूढतया अर्थमपि पठामः चेत् मानवजीवनस्य सम्पूर्णः सर्वविधः सकलजीवनशैलीं तत्र भगवद्गीतायाम् वर्णितमस्ति कथं मानवजीवनं जीवेत् कथं व्यवहरेत् लोके जन्मतः स्वीकृत्य अन्तिमक्षणपर्यन्तं मानवस्य कर्तव्याः कर्तव्यानि कानि सर्वविध शिक्षा प्रदानं भगवद्गीता वर्तते शिक्षाप्रदायिनी तर्हि मम उपरि तु केवलं गीतायाः सारमेव समो सर् सर्वविधरूपेण वर्तते गीतायाः प्रभावः एव वर्तते गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः इत्यपि उक्तमेव तर्हि हा महाभारते तु केवलम् एकं पर्वरूपेण वर्तते तद् सम्पूर्णतया भगवद्गीतायाम् आलौकिकं वैदिकं च शिक्षा प्रदत्तमस्ति भगवता श्रीकृष्णेन तर्हि एतस्य प्रभावः एव मम उपरि अधिकम् अजनयत्